नमस्ते कृष्णेन्दुः अस्ति वा मम नाम अञ्जलि अहम् अत्र चेन्नैमध्ये म्यूसिक् प्रोडुसर् अस्मि हा सुप्रभातं भवती फ़्री अस्ति वा हा कथमस्ति गृहे सुखमस्ति वा भोजनं खादति वा हा अस्तु अस्माकम् एकं न्यू प्रोजेक्ट् अस्ति तदधिकृत्य सम्भाषणं कृत्वा अहम् अत्र काल् कृतवती

अहं भवत्याः शब्दस्य अति अतिश् अति इच्छा अस्ति अतः अतः मम म्यूसिक्मध्ये भवत्याः सानिध्यम् अति अत्यन्तापेक्षितं भवति आम् अस्माकं सङ्गीतं सङ्गीतस्य रचना भवति रोहितमधुमहोदयः अय् एकम् एकं न्यू चलचित्रस्य गानं बा भवती भवती भवती अपि च भवती अहम् अपि च कुर्वन्ति अस्तु परश्वः अहं तत्र आग आगन्तव्या अहम् अहम् अहं सुप्रभाते तत्र आगत्य आगतं तदनन्तरम् समयम् प्रभाते दशवादने अहं तत्र आं तदनन्तरं कार्याणि डिस्क्रिप् कर्तुम् एकं क्लेरिफ़िकेशन् कर्तुम् अस्तु अस्तु